अहं तेलङ्गानराष्ट्रे कर्न जिल्लायां वसामि मम प्रदेशे हिन्दुजनाः मुस्लिं जनाः किश्चन् जनाः अतः सर्वं कानि जनाः जीवन्ति ते सर्वं समीचीनतया मिलित्वा कार्यं कार्याचरणं सः सर्वमपि कुर्वन्ति केचन जनाः एवं न भवितव्यं ते अन्याः इति व्यत्यासमपि दर्शयन्ति ते समीचीनं न इति अपि केचन जनाः कृत्वा सर्वं मिलित्वा एव जीवनं भवितव्यं तदेव उत्तमम् इति उक्त्वा सहजीवनम् एकं मार्गे गन्तव्यम् इति वदन्ति तत् उत्तमतया भवति इति अहमपि चिन्तयामि आचरामि आचरणं करोमि